नमो नमः भवान् हरिः ओं मम गृहे एकः कार्यक्रमः अस्ति तत्र मम ज्येष्ठः जन्मदिनः जन्मदिनम् अस्ति तत्र दशजनाः आ आगताः एवम् अहं सृत् प्रक्षामि के तत्र रेस्टो रेस्ट्रोरण्ट्मध्ये यदि अहं सीट् आरक्षणरूपेण सीट् अहं ग्रह्णामि तत्र किं निश्शुल्कम् अस्ति तत्र आरक्षणे किं किम् अहं मि मिलामि तत्र किं निश्शुल्कम् अस्ति तत्र मम यदि आरक्षणम् अस्ति तत्र किमस्ति भवान् एकवारं वदतु आरक्षणतः नास्ति परन्तु यदि पूर्वमेव दशदिनपूर्वमेव यदि सीट् बुक् करोति तत्र आरक्षणं मिलति परन्तु महोदय एकवारम् आरक्षणं करोतु तत्र किं मिलति एकवारं प्रक्ष्यतु